नमस्ते अद्य अहम् अलङ्कारम् अधिकृत्य वदामि प्रथमम् अलङ्कारशास्त्रस्य प्रमुखः आचार्यः भवति भामः काव्यस्य आत्मा भवति अलङ्कारः अलं करोति इति अलङ्कारः अलं क्रियते अनेन इति अलङ्कारः एव उच्यते अलङ्कारसिद्धान्तस्य आचार्यः भामहः भामहः इति प्रसिद्धम् अलङ्कारस्य भेदत्रयम् अस्ति प्रथमं शब्दालङ्कारं द्वितीयं अर्थालङ्कारं तृतीयम् उभयालङ्कारं शब्दालङ्कारम् आस्वादनं शब्दम् आश्रित्य एव भवति अर्थालङ्कारम् आस्वादनम् अर्थम् आश्रित्य एव भवति उभयालङ्कारम् आस्वादनं शब्दाश्रितम् अर्थाश्रितं च भवति धन्यवादः